हरिः ओं पोलिस् कण्ट्रोल् रूम् हा महोदया अहं नाग एका गृहिणी अस्मि बव् शिक्षिका अस्मि अहं लक्ष्मीनगरस्य समीपे निवसामि तत्र तु दीक्षाभूमितः रह रहाटेकालनीपर्यन्तं यत् मार्गमस्ति तत्र तु सम्पूर्णं मार्गः एवं पिधा पिधानमस्ति तर्हि मम पाठशाला अस्ति गन्तव्यमद्य तर्हि कियद् इ इ इतः मम मार्गसौकर्यमस्ति तर्हि किं करोमि अहम्

किन्तु तत्र तु बहु सम्मर्दः भवति यतो हि वर्धा मार्गतः यानानि आगच्छन्ति अत्र खाम्ला देवनगरतः यानानि आगच्छन्ति तर्हि यावद् सम्मर्दः अस्ति इतः यत् पिधानमस्ति बेरिकेट्स् स्थापितानि सन्ति अतः सर्वत्र जनाः इतः तत्र एव गच्छन्ति तर्हि बहु सम्मर्दः अस्ति तत्र कोपि न पश्यति कोपि आरक्षकः एव नास्ति न नास्ति न सन्ति तत्र कोपि न दृश्यन्ते एतद् रहाटेकालनि टी पाय्ण्ट् अस्ति खलु तत्र कोपि न भवति तर्हि सर्वे जनाः एवं चिन्तयन्ति अहम् प्रथमः मम क्रमाङ्कः भवेत् अहमेव गच्छामि तत्र सम्पूर्णः सम्मर्दः अस्ति किन्तु एतत्तु कथम् भवति भवत् पश् श्रुणोतु म महोदय किं भवति आं भवती यद् वदति तत् सत्यमस्ति किन्तु पूर्वसूचनापि न प्राप्ता तात् श सायङ्काले सायङ्काले सायङ्काले यदि वयं ततः गच्छामः तत्र मार्गः सौकर्यमासीत् अधुना प्रातः काले यदा अहं गच्छामि तर्हि तत्र बेरिकेट्स् आसीत् तर्हि समयेन यदि अहं तथैव करोमि तर्हि कथं भवति पाठशालां परीक्षां प्रचलन्ति सन्ति खलु

आमाम् आमां चलति अस्तु किञ्चिद् द पश्यतु तत्र किं कर्तुं शक्नोति तत्र हा एतन्मार्गे मार्गे बहु सम्मर्दः भवति ना अतः अस्तु हा धन्यवादः महोदय